बालिकानां कृते शिक्षायाः प्रोत्साहनार्थं द्विचक्रिकां दास्यन्ति चेत् अतीव उपयोगकरं भवति नाम अधुनापि भारते अनेकेषु ग्रामेषु शाला अतीव दूरे भवति बालकाः तु कथञ्चित् शालां गन्तुं शक्नुवन्ति परन्तु बालिकाः एवं न शक्नुवन्ति अतः द्विचक्रिकानां दानं भवति चेत् तत्र प्रोत्साहनं भवति ते अपि उत्साहेन शालां गन्तुं शक्नुवन्ति अपि च ल्याप्टाप् प्रदानम् कुर्वन्ति चेत् तत्र लाभाः सन्ति नष्टानि नष्टानि अपि सन्ति नाम आधुनिककाल बालाः ल्याप्टाप् वा चलवाणीं वा प्राप्नुवन्ति चेत् केचन असम्यक्रीत्या अपि उपयोगं कुर्वन्ति केचन तु केवलं पठनार्थं ज्ञानार्थं वा उपयोगं कुर्वन्ति अतः तत्र ल्याप्टाप् प्रदानम् किञ्चित् चिन्तितव्यं भवति परन्तु द्विचक्रिकादानं तु अतीव प्रोत्साहकार्यमेव भवति